भारते तावत् बहवः लोकप्रियाः योगगुरवः सन्ति यथा उदाहरणार्थम् अस्माकं कर्नाटके तावत् प्रसिद्धाः वर्तन्ते शङ्करः इति अपि च योगी आदित्यनाथः इत्यपि उच्यते अत्र कर्नाटके वर्तते यः शङ्करनारायणः शास्त्रीमहोदयाः ते च प्रसिद्धाः योगगुरवः

यथा अस्माकम् आरोग्यम् कदापि न नष्टो भवेत् तथा पश्यन्ति तेषामपि आरोग्यं सर्वदा स्वस्थं भवति तेषां च वयः नवतिः वर्तते तथापि प्रतिदिनं ते प्राणायामादिकं कुर्वन्ति सूर्यनमस्कारान् कुर्वन्ति इत्येवम् तेषां सकाशात् प्रेरितोहं प्रतिदिनं सूर्यनमस्कारान् करोमि प्राणायामं च करोमि एवम् भारते एव सुप्रसिद्धा वर्तते बाबा रामदेवः इति तेषां सकाशादपि तेषां वीडियोतः अहं कानिचन आसनानि पठितवान् अस्मि एवं तेषां योगासनकरणशैल्या अहम् आश्चर्यचकितः इति तेषां रामदेवबाबासकाशात् अहं प्रेरितः तेषां सकाशादपि अहम् कानिचन आसनानि पठितवान् अस्मि